वेदाध्ययने आधुनिकमार्गाः ये वर्तन्ते अर्थात् फ़िलासफ़ि हिस्ट्रि इत्यादयः तदपेक्षया ये पुरातनमार्गाः वर्तन्ते ते एव समीचीनमिति मम अभिप्रायः अर्थात् फ़िलासफ़ि हिस्ट्रि इत्यादिषु ते आधुनिकमार्गमनुसरन्ति अर्थात् ते पुरातनं यद् मार्गं वर्त् पुरातनः यः मार्गः वर्तते तं पूर्णतया न स्वीकुर्वन्ति ते एते आधुनिकमार्गाः तेषामेव पृथक्तया मार्गं निर्मितवन्तः अतः तेन पुरातनः यः वेदः वर्तते तस्य पुनः आधुनिकस्य महद् अन्तरं जायते अथवा ते सम्पूर्णतया तस्य अङ्गीकारं न स्वीकुर्वन्तीति मम अभिप्रायः अतः अध्ययनार्थं पूर्व पूर्वतनः यः मार्गः वर्तते अर्थात् पुरातनः वेदः यः वर्तते तदेव समीचीनमिति मम अभिप्रायः आधुनिकेषु मार्गेषु ते अन्यथा एव कुर्वन्ति अन्यथा एव चिन्तयन्ति अर्थात् पूर्वजाः यदुक्तवन्तः तं सम्पूर्णत्वेन न स्वीकुर्वन्ति अतः वयं यदि समीचीनतया अध्ययनम् कुर्मः तर्हि पुरातनमार्गमेव अनुसरणीयं न तु आधुनिकमार्गाः फ़िलासफ़ि हिस्ट्रि इत्यादयः